अध्यन अवसरे प्रायः यदि पश्यामश्चेत् च् ये छात्राः भवन्ति ते यदा अ अध्ययनाय बहि गन् गमनार्थमिच्छा तु भवति तस्मिन् समये किं कुर्वन्ति ते विचिन्ति एव विचिन्तयन्ति की तत्र किं भविष्यति अनन्तरं तं विश्व विद्यालयं प्राप्य अपि तत्र प्रथमतया या वातावरणं भवति तस्य वातावरणस्य तमङ्कूलं यदि न भवति चेत् तर्हि कष्टम् अनुभवन्ति अनन्तरं तत्र ये शिक्षकाः ये अध्यापकाः नवीन नवीनतया ये पाठयन्ति तस्मिन् समयेपि ते मानसिक रूपेण कष्टम् अनुभवन्ति तत्र तु कष्टं न भवति परञ्च किमर्थं तत्र क्षेत्रस्य प्रभावः भवितुं शक्नोति अनन्तरं

तत्र यदि बहु दूरात् यदि आगच्छति चेत् तर्हि तस्य मानसिक स्थितिः एवञ्च शारीरिक स्थितिः प्रारम्भकाले एतत् कष्टम् अनुभवति अनन्तरं यदि कष्ट अनन्तरं तत्र दिनात् दश दिनात् अनन्तरं तस्य वातावरणस्य तस्य तस्मिन् स्थानस्य तस्य स्थानस्य या वातावरणं भवति तस्य वातावरणस्य अपि तस्य उपरि प्रभाव सम्यक्तया एव भविष्यति एव ए भवति ते तदनन्तरं सः छात्रः सम्यक् रूपेण तत्र पठितुं शक्नोति अध्ययनावसरे प्रायः ए एतदर्थं एतत् भवति किमर्थं छात्रः तु सर्वेषु स्थानेषु न त पूर्वं भ्रमणं कृतवन्तः एतदर्थं यदि प्रायः प्रथमस्थाने या नवीने स्थाने गच्छति चेत् तर्हि तत्र ये जनाः सन्ति तेषां या भाषा सन्ति एवं च तत्र निवस् तत्र प्रवेषार्थं या प्रक्रिया अस्ति नवीनतया त् तेन स या तैः स ये जना तत्र भवन्ति भाषायाः कष्टम् अनुभवन्ति अनन्तरञ्च तत्र स्थानिनापि ये कार्याणि सन्ति तानि कार्याणि अपि विचिन्त्य तत्र छात्राः कष्टम् अनुभवन्ति अनन्तरं तस्य शनैः शनैः यदि भव् तत्र छात्रा यदि निवसति एवं तत्र शनैः शनैः तस्य अनन्तरं प्रभाव भवति अनन्तन् त् कष्टं परित्यज्य सा सम्यक् रूपेण पठितुं शक्नुवन्ति